अहं कृषिकः अस्मि ममा भूमिः वर्तते टेन् एकर्स् तत्र अहं बहुविधफलानि पुष्पाणि भोक्तुं योग्यानि धान्यानि वर्धयामि आदौ त्री एकर्स् अहं धान्यानि वर्धयामि तण् तण्डुलम् अनन्तरं गोधूम इत्यादिकं तत्र वर्धयामि तण्डुलवर्धनार्थं बहु जलम् अपेक्षते पूर्वं दशवर्षात् प्राक् जलमासीत् इदानीं तु जलं नास्ति तथा जलं नास्ति किन्तु तथापि महता कष्टेन अहं वर्धयन्नस्मि एवं गोमयमुपयुज्य तत्र जीवांशाः मया सस्यं प्रति स्थाप्यते एवं तत्र त्री एकर्स् अहं तण्डुलं वर्धयामि धान्यानि वर्धयामि अपरं त्री एकर्स् अहं फलं वर्धयामि तत्र फलस्य वृक्षाः वर्तन्ते आम्रफलस्य पनसफलस्य जम्बूफलस्य वृक्षाः वर्तन्ते तत्र तथा कार्यं न भवति यदा तस्य ऋतुः भवति तदानीं फलं त्यजतीत्यतः तत्काले केवलं ता तथा कार्यं बहु भवति फनसफले तु द्विविधफलानि वर्धि वर्धमानानि फनसफले तथा लाभः वर्तते जम्बूफले अपि बहु लाभः वर्तते तृतीयम् एकर् वर्तते पुष्पाणि तत्र मया मल्लिकापुष्पं पूजार्थम् उपयोक्तुं यानि पुष्पानि सन्ति तानि सर्वाणि मया वर्ध्यन्ते तत्र यदा ऋतुः भवति तत्काले तस्य बहु लाभः वर्तते प्रातः वयं तत्र गत्वा पुष्पचयनं कृत्वा विक्रण विक्रयणं कुर्मः तत्र प्रातः एव तस्य लाभः भवति तत्रापि वयं गोमयमुपयुज्य किञ्चित् जीवांशं सस्यानां प्रति दद्मः एवं तत्र कृषिकार्यमस्माकं सरति पूर्वं वृष्टिः आगच्छति स्म वृष्टिः आगच्छति स्म इदानीं ग्लोबर् वार्मिङ्ग् कारणेन वृष्टिः न्यूना जाता वर्तते जलमपि न्यूनं जातं वर्तते घर्मकाले तु कृषिकाणां मह महत् कष्टं भवति कार्यक्षेत्रेषु तस्मात् वयं जलस्य उपयोगं दृष्ट्वा कुर्मः एवं कृषिकार्यं तत्र चालयामः